हरि ओं नमस्ते आम् महोदयः बहु उदरवेदना अस्ति आम् आम् रात्रि ह्यः तात्रौ एक विवाहमहोत्सवं प्रति गतवानासीत् आसम् तत्र किञ्चित् अधिकम् अभवत् प्रातः अहं किञ्चित् जलापानं कष्टं भवति प्रातः काले बो भोजनं कर्तुमेव उदरमेव सम्यक् नास्ति खलु बहु उदरवेदना अस्ति अहं खा न खादितवान् एव ज्वरः नास्ति ज्वरः किमपि नास्ति केवल उदरवेदना अस्ति हा हा हा हा भवतु भवतु भवतु

आम् म्

आम् भवतु भवतु भवतु महोदयः कषायं कथं स्वीकर्तव्यं हम् म् म् म् भोजनोत्तरं वा भोजनानन्तरं वा भिजनात् पूर्वं वा भोजनोत्तरं वा ह ह ह ह म् ओ भोजनमेव मास्तु हम् म् म् म्

आहा हा हा भवतु महोदयः कतिशुल्कम् महोदयः पञ्चाशत् कन्सल्तेषन् शुल्कं नास्ति कन्सल्टेषन् शुल्कं नास्ति वा न हा हा भवतु भवतु महोदयः भवतु हा हा महान्सन्तोषः जातः महोदया पुनः श्वः आगच्छामि म् म् अ अ राम् राम्